आं मम सहोदरः अस्ति सहोदरी अपि अस्ति ते नृत्यमपी इच्छति इच्छति चेत् ते कर्तुं नृत्यं कर्तुं इच्छति तादृशं न नृत्यम् इच्छति द्रष्टुम् इच्छति अहं इच्छामि कारणात् अस्तु भवती करोतु नृत्यं करोतु इति तादृशं वदति समानमेव अस्ति ते किञ्चित् हेल्प् अपि कुर्वन्ति भवती पठितुं इच्छति वा अस्तु अहं मूल्यं ददामि वा इति तादृशं मम सहोदरः पृच्छति एवं सहोदरी सहोदरः द्वौ अपि समानं मम इच्छतया ते स्वीकुर्वन्ति